मम जन्मदिवसे अहं प्रातःकाले उत्थित्वा नित्यकर्म अनन्तरं मया स्नानादिकं कृतम् तदनन्तरम् ईशप्रार्थनायाः पश्चात् अहं मम पितरौ नमस्कृत्य तयोः सुभाशिषः च प्राप्तः सायङ्काले मम गृहे मम स्वमित्रैः स्वजनैः एवं परिवारैः साकं मिलित्वा केक् कर्तनं कृतवती पुनः सर्वे सम्मिल्य स भोजनम् अपि कृतवन्तः मम मित्राणि मह्यम् उपाहारं दत्तवन्तः सर्वैः मां प्रति शुभकामनाः अभिव्यक्ताः अहं तेभ्यः शुभकामनाः दत्तवती सर्वेभ्यः धन्यवादः